यदा अहं तिरुपतौ विद्यावारिधिं करोमि स्म तस्मिन् समये अहं तत्र ग्रन्थालयं गत्वा विविधान् ग्रन्थान् परिशीलितवती मम गृहेऽपि मम समीपेऽपि बहवः ग्रन्थाः सन्ति मम तु इच्छा अस्ति यत् अहमेव एकं गुरुकुलं स्थापयानि इति तत्र अनेकेषेभ्यः प्रदेशेभ्यः छात्राः आगत्य पठिष्यन्ति तत्र ग्रन्थालयोऽपि भविष्यति तत्रापि अनेके छात्राः विविधान् ग्रन्थान् तस्मिन् ग्रन्थालये उपविश्य पठिष्यन्ति इति मम आशयः अस्ति ग्रन्थालयस्य तु मनुष्यजीवने महान् महत्त्वं वर्तते यतो हि सर्वेऽपि ग्रन्थाः अस्माकं समीपे भव भवन्तीति तु नास्ति अतः सर्वेऽपि ग्रन्थालयं गत्वा विविधान् ग्रन्थान् प्राप्तुं शक्नुवन्ति अतः ममाऽपि इच्छा अस्ति गुरुकुलं संस्थाप्य तस्मिन् गुरुकुले एकः ग्रन्थालयः अपि भवेत् यत्र सर्वेऽपि छात्राः उपविश्य यं ग्रन्थं ते पठितुम् इच्छन्ति तं ग्रन्थं ते पठेयुः एषा मम इच्छा भगवान् कदा वा पूर्तिं करिष्यति इति अहं न जानामि तत्तु भगवानेव विजानाति